समाजे तु फ़िलं मध्ये यथा डान्स् भवति क्लासिकल् डान्स् किञ्चित् कष्टमेव अस्ति यतो हि फ़िलं मध्ये यदस्ति तदेव आधिक्येन अत्र जनाः सः सः पठितुं तत्र आसक्तिं तत्र प्रदर्शयन्ति पूर्वं यथा अस्माभिः सांस्कृतिकं किं यद् अस्ति भरतनाट्यं कूचुपुडि इत्यादिकं पठने ते सर्वेषां तत्र मनः नास्ति यथा तेन अस्माभिः किमपि न प्रयोजनम् अस्ति तत्र तेन अस्माभिः किमपि सम्यक् अस्माकं नास्ति इति कृत्वा ते सर्वे चिन्तयन्ति परन्तु अस्माभिः चलनचित्रादिकं दृश्यते तत्र यथा नृत्यं वर्तते तादृशं कुर्मश्चेत् अस्माकम् अस्मान् सर्वे व सम्मानम् एवं वदन्ति यदि भरतनाट्यादिकं कुर्वन्ति तर्हि तथा तत्र प्रामुख्यं नास्ति इति सर्वे चिन्तयन्ति अतः सा नर्तकाः नर्तकाः अथवा नर्तक्यः ये सन्ति तेषां किञ्चित् कष्टमेव यतो हि तेषां तत्रैव आसक्तिः भवति तथा तेषां जीवनमपि नर्तकेन एव तेषां जीवनमपि विद्यते अतः तेषां किञ्चित् कष्टमपि भवति केऽपि छात्राः एव न आगच्छन्ति चेत् तेषां कथं पाठयन्ति तेषां धनार्जनं जीवनं प्रति कथं तस्य तेषां तत्र भवति इदम् एवं कष्टम् अनुभवन्ति काचन अथवा के काश्चन तत्र आगच्छन्ति पठितुं तेषां तत्र आसक्तिः भवति नास्ति चेत् तथा न भवति यदि द्वित्रिछात्राः भवन्ति तर्हि तेषामपि पाठनं कष्टमेव एवं समाजे नर्तकाः समस्याम् अनुभवन्ति